भारते नर्तकाः बहवः सन्ति तत्र सर्वेभ्यः रोचते रोचमानं किमस्ति इत्युक्ते तत्र एवं नान् कावालय्य कावालय्य तादृशानि गीतानि किं पञ्च् गीतानि तत्सर्वम् अस्ति चेत् किं श्रोतारः श्रोतुमिच्छन्ति पुनः द्रष्टुमपि इच्छन्ति अतः तादृशगीतानि भारते सर्वेभ्यः रोचमानानि गीतानि सन्ति इति अहं चिन्तयामि तत्र नृत्यनूतनानि इत्युक्ते नूतनं नृत्यम् इदानीं नूतन्ं नृत्यम् इति नृत्यं नास्ति इत्युक्ते ग गतकाले ये पूर्विकाः यत् यत् कृतवन्तः तदेव अस्ति इदानीन्तन नूतनकार्याणि नूतनविषयाः नूतननृत्याणि च अतः नूतननृत्यम् इति नास्ति नूतनगीतम् अस्ति नूतनकवयः लिखन्ति ते कुर्वन्ति तत् नूतनगीतानि नूतनरागः इति नास्ति नूतनगीतमेव तादृशपरिवर्तनानि सन्ति पुनः भारते नार्तकाः एव न गायकाः अपि प्रभाविताः सन्ति अतः तस्मिन् विषये अपि चर्चा करणीया एव एवं नृत्यविषये नूतनविषये अपि अहम् उक्तवती भारते नर्तकः नर्तकाः बोळिवुड्तः नास्ति उत्तरम् अत्र अत्र सर्वत्रापि अस्ति इति अस्तु